पुरातनकाले चित्रग्रहणं तु छायाचित्रग्रहणं तु एवमासीत् तत्र फ़ोटो फ़ोटोशाप् गत्वा एव ततः स्वीकरणीयमासीत् तदेकं द्वितीयं यत्र यात्रास्थलेषु अथवा उच्चस्थलेषु अथवा किमस्ति ऐतिहासिकस्थलेषु जनाः भवन्ति तेभ्यः चित्रं स्वीकरणीयमासीत् परन्तु इदानीं सर्वेषां सविधे किमस्ति दूर दूरभाषा अस्ति चलवाणी अस्ति अत यत्रकुत्रापि वा भवतु वयं छायाचित्रं स्वीकर्तुं शक्नुमः एवं क्वचित् यत्र उत्सव उत्सवेषु अपि झटिति वयं छायाचित्रं स्वीकर्तुं शक्नुमः तत्रापि दूरवाण्यादियन्त्रेषु किञ्चित् सम्यक् भवति चेत् इतोपि वरं उत्तमं छायाचित्रम् उत्तमं दूरवाणीं स्वीकुर्वन्ति चेत् इतोपि समीचीनं भवति स्पष्टचित्राणि आगमिष्यन्ति इ तद् उपयोगाः महान् भवति यदा उत्सवेषु अथवा कार्यक्रमेषु तस्मिन् विषये चित्राणि स्वीकृत्य एवं रिपोर्ट् अपि इदानीं वार्ताकाः अपि एवमेव कुर्वन्ति यत्रकुत्रापि चित्राणि स्वीकृत्य तत्र किं रिपोर्ट् अपि तत्र यच्छन्ति तेन विद्यमानस्थलाद् एव ते तु प्रेस् कृते प्रेषयितुं शक्नुवन्ति तादृशी सौलभ्यमिदानीमस्ति अतः एतदेव वरम् इति अहं चिन्तयामि